अहं शिक्षिकः अस्मि अहं कानिचन पाठ्यपुस्तकानि क्रीतवती तेषां मूल्यं न्यूनं सन्ति ते अतीव आकर्षकाः सन्ति अतीववर्णयुक्ताः अपि सन्ति अद्यतनजगती अतीव आवश्यकी विषयानि संगृहीता अपि अस्ति